संस्कृतविषयकाः सामान्याः अपकल्पनाः यथा प्रायशः जनाः चिन्तयन्ति यत् संस्कृतविषयः केवलं ब्राह्मणजनानां कृते एव संस्कृतविषयपठने अन्येषां जनानाम् अधिकारः नास्ति संस्कृतविषयं पठित्वा किमपि उद्योगं जनाः न प्राप्नुवन्ति तत्र भविष्यम् एव नास्ति ये संस्कृतं पठन्ति तेषां बुद्धेः विकासः न भवति कस्मिन्नपि क्षेत्रे तेषां बालकानाम् उन्नतिः न भवति संस्कृतभाषा मृतभाषा यतो हि तस्याः तस्यां भाषायाम् अधुना अपि व्यवहारः भवति इत्येव अधिकेभ्यः महदाश्चर्यजनकम् अस्ति तथा च अनेके अधुनावधि नैव जानन्ति यत् संस्कृतमिति काचित् भाषा अस्ति इति संस्कृतस्य व्यवहारः तु दूरस्थविषयः एव संस्कृतं तु वेदभाषा न तु सामान्यानाम् इति तथा च संस्कृतं वेदान्तबोधकम् अतः यदि पठनीयं तर्हि वृद्धाप्ये पठितुं शक्यते इति केचञ्जनानाम् आशयः